मया श्रोतुम् अत्यन्तम् इष्यमानानि गीतानि आराध्या इति पुनश्च राम राम जपकरी सदा इति पुनश्च तुलसीदलव आय्दु तन्दु इति कन्नडे एकमस्ति पुनश्च देवभूमिः इति अहम् एतत् सर्वं यूटूब्मध्ये शृणोमि